लघु उद्योगानां लघु कृषकाणां महिला उद्यमीनाम् इत्यादीनां कृते विशेषतः निधयः उपलभ्यन्ते तत्र कृषकाणां प्रति किसान् सम्मानयोजने योजना इत्येका वर्तते तत् केन्द्रीयसर्वकारस्य योजना वर्तते तत्र प्रति मासत्रयेभ्यः एकवारं द्विसहस्रं रूप्यकाणि कृषकेभ्यः अकौण्ट् अकौण्ट् प्रत्येव प्रदत्तं भवति एवमेव उत्पत्ति विमा इत्यपि स केन्द्रसर्वकारस्यैव एका योजना वर्तते तत्र प्रत्येकस्य यत् वर्ध्यते कृषिक्षेत्रे तस्य सर्वस्यापि किञ्चित् विमा भवति यथा इन्शुरेन्स् इत्यादिकं भवति लैफ़् इन्शुरेन्स् इति भवति पुनः वाहनानां भवति इत्येवमेव अस्य कृषिः उत् कृषिणां यत् वर्ध्यते अस्माभिः तस्य कृते अपि विमा वर्तते तदपि केन्द्रसर्वकारस्यैव वर्तते एतद् द्वयमपि अस्मद् गृहे अनु उपय् उपयुक्ताः सन्ति सम्प्रति मम पितामहः पितामहाय एतत् सर्वं लभ्यते प्रति मासत्रेभ्यः एकवारं द्विसहस्रं रूप्यकाणि लभ्यते एवमेव अत्र अस्माकं कृषिप्रदेशे पूगीफलं वर्धितं वर्तते काफ़ी वर्धितं वर्तते तस्मात् तेभ्यः सर्वेभ्यः अपि अस्माभिः विमा कृता वर्तते तस्मात् यावत् अधिकं वा न्यूनं वा यदि वृष्टिः भवति ततः अधिकं न्यूनं यदि भवति तर्हि तत्र निर्दिष्टं यावद्भवति तावद्धनम् अस्माभिः प्राप्यते यदि तावन्न भवति तर्हि साधनं तद् धनं गतम् इत्येव भवति परन्तु यत् गतमिति वयं चिन्तयामः तत् सर्वमपि अत्र यत् द्विसहस्रं रूप्यकं प्रदत्तं भवति तत्रैव रिकवर् कृतमपि भवति एवमेव अत्र कर्नाटकप्रदेशे युवजनेभ्यः ये ये इतोपि उद्योगं न प्राप्तवन्तः सन्ति तेभ्यः किञ्चिद्धनं अस्माकं राज्यसर्वकारेण प्रदीयते एवमेव लघु उद्योगानां प्रत्यपि बहवः योजनाः सन्ति तान् उपयोक्तुं शक्नुमः